अस्माकं प्रदेशे कर्णाटकबेङ्क् अस्ति केनराबेङ्क् अस्ति तथा क्रेडिट्को आपरेटिव् सोसैटी अस्ति एवं वित्तकोशाः बहवः सन्ति वित्तकोशाः बहवः सन्ति तेषु प्रमुखः नेश्नलैस्ड् बेङ्क्स् केनराबेङ्क् बेङ्क् आफ़् बरोडा इत्यादयः ऋणप्रदाने तेषु ते प्रमुखः प्रमुखा प्रमुखपात्रः प्राप्तवन्तः अभिवृद्धिः यदा अवश्यं तदानं तदानीम् ऋणप्रधानम् एव अवश्यं तथा कृषि इत्यादयः अस्ति चेत् तदानीं कृष्यादि वाहन इत्यादि चे अस्ति चेत् तदानीं इन्शुरेन्स् अवश्यं अभिरक्षणविषये अपि प्रमुखः भवति एत एते वित्तकोशाः